भारतीयदार्शनिक परम्परायां मुख्यः पुरुषः आचार्यः आदिशङ्कराचार्यः अस्ति आदिशङ्कराचार्यद्वारा उत्तरमीमांसा वेदान्तदर्शनम् उपरि भाष्यं लिखितम् अस्ति आदिशङ्कराचार्यः एकम् अद्वैतवादी आचार्यः अपि अस्ति ये काले आदिशङ्कराचार्यस्य जन्म प्राकट्यम् अभवत् तस्मिन् काले तस्मिन् समये भारतदेशे सनातन धर्मस्य ग्लानिः व हानिः अभवत् तर्हि धर्मस्य संरक्षणार्थम् शङ्कराचार्यः महनीयं कार्यं कृतवान् शङ्कराचार्यः भारतदेशे चत्वारस्थाने शङ्करपीठस्य स्थापना कृतवान् तथा च धर्मस्य प्रचारः प्रसारः अपि कृतवान् सनातनवैदिकधर्मे षड् दर्शनाः प्रसिद्धाः अस्ति साङ्ख्योगः न्यायः योगः वैशेशिकः पूर्वमीमांसा तथा च उत्तरमीमांसा तर्हि उत्तरमीमांसा वेदान्तदर्शनम् अस्ति तस्मिन् उपरि शङ्कराचार्यद्वारा भाष्यं लिखितम् अस्ति बुद्धर्मस्य प्रसारं तस्मिन् समये अधिकं जातं तथा च सनातनः वैदिकः धर्मस्य ह्रासः हानिः अभवत् तर्हि धर्मस्य स्तम्भं स्वरूपेण आदिशङ्कराचार्यमहनीयं कार्यं कृतवान् विविधप्रकारस्य अधार्मिकमतखण्डनम् अपि आदिशङ्कराचार्यः कृतवान्